चारणार्थं मम इष्टतमः भूविन्यासः पर्वताः सन्ति किमर्थं चेत् प्रकृतिसौन्दर्यः पर्वतस्य मनश्शान्तिं प्रता प्रदास्यते तथा च तत्र पशुपक्षिणा वीक्षणं कर्तुं शक्यते मित्रैः सह गच्छते चेत् आह्लादं भवति तता च तत् पर्वतस्य वैशिष्ट्यं तस्य कथां श्रोतुं रमणीयं भवति तदापि शरदृतु समये पर्वताः स्थले गच्छते चेत् इतोऽपि महा महान् सन्तोषः जायते बहुषु पर्वतेषु अहं गतवान् उदाहरणार्थं कोडचाद्रि मैदाडि कुद्रेमुख चिक्मङ्ग्ळूर् इत्यादिनी